भारतस्य इतिहासः देशमिमं कथं प्रभावयन् अस्ति इति प्रश्नः अस्माकम् इतिहासे विशेषतया रामायणे एका उक्तिः खलु किमिति चेत् जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इति अत्र जन्मभूमेः रक्षणार्थं प्राणान् त्यक्तुमपि जनाः सज्जाः भविष्यन्ति अस्य रामायणस्य प्रभावेन एव तस्मादेव भारतस्य इतिहासं इमं देशं रक्षितुं समर्थः अस्ति इति चिन्तनीयम् तस्मादेव अहं भारतीय इतिहासे गर्वम् उत्पादयामि उत्पादयामि मयि गर्वः अस्ति भारतस्य रक्षणार्थं स्वातन्त्र्यसङ्ग्रामे केचन प्रमुखाः आसन् तत्र भगत्सिङ्ग् पुनः राणी लक्ष्मीभायि